चारणार्थम् उपयुक्तानि साधनानि इत्युक्ते बहु उपरि चारणं कुर्मः इत्युक्ते वयं किं नेतव्यम् आक्सिजन् नेतव्यं किमर्थं चेत् बहु उपरि किं भवति आक्सिजन् प्रमाणं किञ्चित् न्यूनं भवति अतः तत्र आक्सिजन्नेव न भवति चेत् अस्माकं जीवं भवितव्यं खलु वयं चारणं करणीयम् इत्युक्ते अतः वयं किं आक्सिजन् नेतव्यं पुनः दण्डः अवश्यकं भवति हस्ते गृहीत्वा एवं स्थापयित्वा पुनः अग्रे गन्तव्यम् एवं स्थापित्वा पुनः अग्रे गन्तव्यम् इत्युक्ते अस्माकम् आरोहणं कर्तुं सुलभं भवति दण्डः न भवति चेत् अस्माकं किं बेलेन्स् समतोलनं न भवति समतोलनं कृत्वा आरोहणं करणीयं वयं न पतनीयम् इत्युक्ते किमर्थं चेत् मार्गः एवमेव सुलभः भवति इति वक्तुं न शक्यते खलु एवं सामान्यः मार्गः न भवति आरोहणकरणसमये तत्र किञ्चित् क्लिष्टं भवति आरोहणं कर्तुम् अतः दण्डम् उपयोगं कृत्वा वयम् आरोहणं करणीयम् पुनः किं नेतव्यम् इत्युक्ते किञ्चित् लघु आहारः नेतव्यः कुत्र वा अस्माकं किम् आयासः भवति अस्ति इति भासते चेत् तत्र वयं शिबिरम् इति स्थापयामः खलु तथा शिबिरं कृत्वा सर्वेपि उपविश्य शीतमपि भवति खलु तत्र वयं किञ्चित् उष्णं करणीयम् एवं काष्ठानि तानि सर्वाणि संस्थाप्य किञ्चित् किम् अग्निं कृत्वा तत्र किं करणीयं वयं किञ्चित् उष्णं स्वीकरणीयं किमर्थम् इत्युक्ते बहु शीतमभवत् चेत् अग्रे गन्तुं न शक्यते पुनः तत्रैव वयं किम् अनारोग्यम् अनुभवामः चेत् पुनः किमपि कर्तुं न शक्यते अतः पूर्णं चारणं करणीयम् इत्युक्ते अस्माभिः एन् एवं सर्वं शिबिरं कर्तुं सर्वं पूर्वमेव सर्वं नेतव्यम् पुनः अग्रे गत्वा गत्वा पूर्णं पूर्णं करणीयं खलु अतः पूर्णं वस्त्रं धृत्वा एव गन्तव्यं स्वेटर् एतत् सर्वं वदन्ति खलु पुनः शूस् साक्स् पूर्णं भवितव्यं किमर्थं चेत् तत्र मार्गमध्ये किमपि किमपि अहं दंशनम् एवं सर्वं भवति खलु तत्सर्वं वारयितुं दंशनं न कर्तुं दंशणं वारयितुं सर्वं किं करणीयम् इत्युक्ते पूर्णं वस्त्रं धृत्वा गमनं सम्यक् इति मम अहं चिन्तयामि पुनः मम समीपे दण्डः अस्ति पुनः एतद् ट्रेक्किङ्ग् कर्तुं सर्वं स्वीकृतवती स्म खलु तानि सर्वाणि साधनानि सन्ति